छायाचित्रस्वीकरणं तत्र मम अतीव रुचिर वर्तते छायाचित्ररूपः कथं सम्यक्तया स्वीकर्तव्यम् इत्यादिविषये अहं किञ्चित् पठन् भवामि अत्र वीडियोस् इत्यादिकं पश्यन् भवामि कथं कस्मिन् एङ्गल् मध्ये एवं सम्यक् फ़ोटो आगच्छति इत्यादिकं किञ्चित् वीडियो अधिकं लभ्यते तत् अहं पश्यन् भवामि अधिकतया प्रकृतिः केप् प्रकृतेः केप्च्चर् कर्तुं प्रकृतेः छायाचित्रं मया बहु अधिकतया क्रियते तत्र प्रेरणा नाम रुचिरेव मम मम रुचिः एव मम प्रेरणा वर्तते एवं मया तु ब प्रतिदिनं बहु छायाचित्रं स्वीक्रियते यत्र यत्र सम्यक् दर्शनं भव दृश्यते यत् यत् सम्यक् दृश्यते तद् तस्य छायाचित्रं मया बहु स्वीक्रियते एवमेव पक्षिणां वा भवतु कुत्रचित् चलनं चलनं भवति तादृशं त तत्क्षणे एव तद् छायाचित्रं स्वीकरणं कित्त् तद्विषये अपि तच्छायाचित्रं स्वीकृत्य अपि कथं चलति इति वर्णयितुं शक्यते नाम किञ्चित् चिन्तनमस्ति तादृशं तद् स्वीकृत्य तदुपरि अपि कार्यं क्रियते नाम प्रेरणा नाम रुचिरेव रुचिरस्ति इति कृत्वा एव प्रेरणा भवति तद् फ़ोटो छायाचित्रं स्वीकर्तुं